हरियोम् हरियोम् नमस्ते ओ एवम् एवम् एवं मम वैद्यालयमागतवानासीत् खलु कटिवेदना इति एवमेवं किं जातम् एवम् उदरवेदना आगता वा ओ भवद्भिः गुलिका स्वीकृता वा ओ सर्वाः गुलि हा वदतु सर्वाः गुलि एवं सर्वाः गुलिकाः स्वीकृताः वा समाप्ताः वा गुलिकाः एवं कदा समाप्ताः गुलिकाः

हा उदरवेदना कदारभ्य आरब्धा ह्यः मध्याह्ने आरब्दा भोजनं किं स्वीकृतम् हा हा ओ रोटिकायाः सह किं खादितम् सागु खादितं वा कस्य सागु खादितम् आलूकं तस्य एव प्रभावः इति भाति कटिवेदानयाः कृते यद् मेडिसिन् दत्तं तस्य प्र प्रभावेण उदरवेदना न आगता प्रायशः एतावन्तीनि दिनानि गुलिका स्वीकृता खलु झटिति रोटिका न खादनीया आसीत् हा तेन कारणात् प्रायः उदरवेदना आगता इति भाति हा किं किमपि औषधं कृतं वा जीरिका स्वीकृता वा हा एवमेवं तद् यदा गुलिका स्वीक्रियमाणा भवति तदा आहारस्य विषये किञ्चित् चिन्तनीयं यद्यद्मिलति तत्सर्वम् एकवारमेव न खादनीयं तदा एवम् अजीर्णता अथवा उदरवेदना इत्यादिकम् आगच्छति अस्तु पश्यामः आगच्छन्तु वैद्यालयम् एकवारम् अस्तु अस्तु आमाम् अस्तु रां राम्